भारतस्य अनेकेषु भागेषु बालिकानां कृते शिक्षायाः प्रोत्साहनार्थं कृते शिक्षायाः प्रोत्साहनार्थं द्विचक्रिकाम् अथवा लेप्टाप् प्रदानम् इत्यादीनि योजनानि सन्ति आं तादृश्यः योजनाः कार्यं कुर्वन्ति छात्राणां मनांसि अधिक उत्साहनं वर्धयन्ति एतस्य कार्यं कुर्वन्ति ये छात्राः द्विचक्रिकां अथवा लेप्टाप् प्राप्नुवन्ति तान् दृष्ट्वा अन्यच्छात्राः पठनार्थं उत्साहिनः भवन्ति ततः सर्वकारः द्विचक्रिकायानं लेप्टाप् आदि कार्यक्रमस्य योजनाः कुर्वन्ति अस्माकं शिक्षा शिक्षण अधिगमे एका उक्तिः अस्ति यथा सर्वे पठन्तु सर्वे वढन्तु इति सर्वकारस्य उक्तिः तथा ध्येयवाक्यं वक्तुं शक्नुमः